त्वं केभ्यः चलचित्रनटेभ्यः व्यक्तिगतरूपेण मिलितुम् इच्छसि यदि त्वं तान् मिलसि तर्हि किं पृच्छसि किमर्थं च इति भवतः प्रश्नः कृतः अहं पङ्कजत्रिपाठि कृते व्यक्तिगतरूपेण मिलितुम् इच्छामि सः बहु समीचीनतया अभिनयं करोति अतः यदा अहं तं मिलामि तदानीमहं तं पृच्छामि परकायाप्रवेशं तेन कथं क्रियते कथं सह वाक्यानि वदति सः अस्मिन् क्षेत्रे कथं प्रविष्टः कदा प्रविष्टः तस्य कृते के के क्लेशाः जाताः इति उक्त्वा अहं तस्य उत्तरं श्रुणोमि किमर्थं नाम सः यथा प्रवासं कृतवान् तेन प्रेरणां प्राप्य बहवः समीचीनं कार्याणि कुर्वन्ति तद्वत् मयापि तस्य प्रवासं श्रुत्वा समीचीनं कार्याणि क्रियन्ते सः यथा अभिनयं करोति तद्वत् उत्कृष्टरूपेण अभिनयं कृत्वा अहम् एकः समीचीनः नटः भवामि अतः तस्य अभिनयः कथमस्ति कथं सः वदति इत्यादिकं पृष्ट्वा तस्य परकायाप्रवेशस्य विषये च ज्ञात्वा सः यथा समीचीनं प्रकारेण चलचित्रनटरूपेण लोके प्रसिद्धः वर्तते तथा अहमपि समीचीनं रूपेण चलचित्रनटरूपेण लोके प्रसिद्धः भवामि